अहमपि कृषिकुटुम्बादेव आगतवानस्मि तत्र काः काः समस्याः भवन्ति इति मया इदानीम् उच्यते तत्र विद्युत् नास्ति चेत् बहु समस्या भवति अर्थात् सर्वकारात् ते तु वदन्ति सर्वदापि वयं करेण्ट्स् विद्युत् दद्मः तेषां यथा सुवा सौलभ्यं स्यात् तथा वयं पश्यामः इति परन्तु तेषां चुनावणा यदा समाप्यते तदूर्धं किमपि नैव भवति अतः इतः परं वा तद्यथा ते वदन्ति तथा कुर्वन्ति चेत् सम्यक् इति मम कृते भासते अतः उक्तवान् अपि च विद्युत् विषये तावत् कृषिकाणां

अस्माकं कृते यदा अपेक्षा वर्तते तदा एव न लभ्यते इति परिस्थितिः वर्तते अतः यथा अस्माकं कृते यदा अपेक्षा अस्ति विद्युत् अपेक्षा यदा अस्ति तदा अस्माकं कृते लभ्यते चेत् समीचीनम् अपि च कृषिकार्यम् इत्युक्ते केषाञ्चित् भवति गद्दे इति उच्यते कन्नडभाषायाम् अपि च वाटिकायां फूगफलम् इत्यादि इत्यादिकं स्थाप्यते तत्र तेषां वृक्षाणां यथा पालनं स्यात् अतः तदर्थं भवति तत्र जलस्थापनीयं भवति तदर्थं मोटर् अपेक्षितं मोटर् कृते विद्युत् अपेक्षा भवति अतः यदा वयम् अस्माकं कृते यदा अपेक्षा अस्ति तदा विद्युत् यदा लभ्यते अस्माकं कृते तदा सम्यक् इति एकम् अपि च करेण्ट् इदानीं ग्रामेषु तावत् सर्वदा विद्युत् भवति इत्येव नास्ति तत्र वृष्टिः आगच्छति तत्कारणतः विद्युत् स्तम्भः यदस्ति तत् नश्यते अतः करेण्ट् नास्ति यदा कदा वा तत् गच्छति यदि गच्छति एकवारम् एकसप्ताहं यावत् तत्र कृषिकार्यं ये कुर्वन्ति अपि च ये सन्ति तद्ग्रामे तद्ग्रामीणाङ्कृते विद्युदेव न लभ्यते अतः इयं समस्यादायिका वर्तते अतः कृषिकाः ये सन्ति तेषां कृते विद्युत् अवश्यं वर्तते इति